हरिः ओम् दश आं दश जिलेबि आवश्यकम् हा आम् आम् अनन्तरम् अनन्तरम् पञ्च चाकलेहाः आवश्यकम् चाकलेहस्य नामः एकवारं वदतु भवती चोकलेहस्य नामो एकवारं वदतु

अनन्तरम् डैरि मिल्क् इति नाम्नः चाकलेहः आवश्यकः

कति रूप्यकाणि आवश्यकम् पञ्चविंशतिः हा आम् जिलेबि अनन्तरं पेडा इति नाम मधुरम् अस्ति वा हा आवश्यकम् दश पेडा आवश्यकम् आम् पेडा अत्र कति रूप्यकम् आवश्यकम् अस्तु आम् हा सर्वे सर्वेपि भिन्नाः अस् हा हा हा

टोटल् कति रूप्यकम् आवश्यकम् हा अस्तु हा पुनर्मिलामः धन्यवादः